ऐतिहासिकं सांस्कृतिकं चारणं मया बहुत्र कृतमासीत् तत्र यथा मन्दिरेषु अत्र केरळेषु एव प्रसिद्धं मन्दिरमस्ति शबरिमलामन्दिरं तत्रा अहम् एकवारं गतवान् अय्यपं मन् मन्दिरमस्ति तत्र अतिविशिष्टं स्थानमस्ति एवं इतोपि बहिः चेत् अत्र तमिळ्नाडु मध्ये रामेश्वरं मन्दिरमस्ति मन् मधुरै एवं किं सुसीन्द्रम् इति मन्दिरमस् मन्दिरमस्ति इत्यादिषु बहुषु स्थानेषु मया गतम् आसीत् तत्र तत्र तत् तत्रत्यं सर्वं समीचीनमासीत्